अहं तु संस्कृतम् अन्यभाषातः अनुवादं न कृत् कृतवती परन्तु कन्नडभाषातः अहं संस्कृतभाषानुवादं किञ्चित् कृतवती अहम् अद्य पि हेच् डि कुर्वन्ती अस्मि मम विषयः भगवद्गीतायाः उपनिषदः च विश्लेषणात्मकम् अध्ययनम् एतदर्थे अहं बहु कन्नडपुस्तकान् उद्धृत्य प्रथमं कन्नडभाषायां लिखित्वा तदा संस्कृतेन अनुवादं कुर्वन्ती अस्मि कानिचन पदानि न लभ्यते चेत् अहं गूगल् रेफर् करोमि अथवा मम गुरुणा सह पृच्छामि सा मम साहायं करोति अस्माकं मातृभाषा कोङ्कणी सामान्यतः तत्रापि वयं संस्कृत भ शब्दान् एव बहु उपयोगं कुर्वामः अतः मम किञ्चित् सुलभं भवति